अहं गृहीतस्य एकस्य प्रियं चित्रम् इत्युक्ते एकं प्रियं चित्रम् इत्युक्ते तद् अस्ति एतत् प्रकृतेः चित्रं प्रकृतेः ये पर्णानि भवन्ति किल साधारणतः वयं जीवने पश्यामः पश्यामः एव मार्गे तु वर्तते एव तद् विद्यमानं तद् अहं यदा छायचित्रग्राहके स्वीकरोमि तद् चित्रम् अचेतनं वस्तुमपि चेतनयुक्तं करोति इति इति यद् वदति यद् वदन्ति तद्वत् तद् चित्रं बहु सम्यक् रूपेण आगतमस् आसीत् मम एतद् किम् आसीत् मम आशयः किम् आसीत् ततोऽपि अधिकं रूपेण तद् जातम् आसीत् अतः मम प्रिय चित्रम् इति वक्तुं शक्यते किमर्थम् इति चेत् सामान्यतः वयं तु पश्यामः एव तत् पर्णे पर्णे किमस्ति इति पश्यामः तत्र एकं बिन्दुः अस्ति इत्युक्ते एतद् जलमयं बिन्दुः अस्ति एवम् एकम् एतद् पिपीलिका अस्ति पिपीलिका तु तद् बिन्दुं स्पृशति तत्रापि एतद् कविः भवति चेत् तत्रापि कथाम् एतद् रचयितुं शक्यते तथा अस्ति एतत् प्रकृतिः प्रकृतेः विविधता कथम् अस्ति इति वयं तत्रैव द्रष्टुं शक्यते यद् यद् अस्ति यद् यद् सुन्दरं दृश्यते अस्माकं पुरतः एव यद् यद् अस्ति तदेव छायाचित्रग्राहकेन कथं स्वीक्रियते कथं तद् ग्रहीतुं शक्यते तद् दृष्ट्वा वक्तुं शक्यते ओ एतत् सुन्दरम् अस्ति इति अहं यदा गृहीतवती तदनन्तरं सर्वेऽपि वदन्ति ओ एतत् चित्रं बहु सम्यक् वर्तते रे इति परन्तु यदा तद् अस्ति तद् किम् अस्ति निजरूपं किम् अस्ति तत् प्रद् प्रदर्शयामि चेत् आ एतदेव चित्रं वा तद् इति वदन्ति तथा अस्ति अस्तु